नमोनमः महोदय कथमस्ति महोदय अहं सम्यक् अस्मि महोदय महोदय भवतः स्टोर् विषये बहुवारं श्रुतवान् अहं बहुदूरात् आगतवान् चायस्य कृते आम् महोदय चायं प्रेमी अस्मि अहं बहुदूरात् चायस्य कृते अहम् आगतवान् चायम् आवश्यकं महोदय इदानीम् महोदय विशेषतः मूलतः जयपूरतः अस्मि जयपुरात् अहं भवतः पार्श्वे आगतवान् चायार्थं आम् महोदय महोदय चायम् आवश्यकम् इदानीम् महोदय चायम् आवश्यकम् अस्ति चाये शर्करा न्यूनः भवेत् महोदय आम् महोदय चाये शुण्ठी अधिका भवेत् इति इति महोदय एलका अपि अधिका भवेत् महोदय महोदय कति रूप्यकाणि भविष्यति चायस्य महोदय चिन्ता मास्तु भवान् अहम् अति दूरादागत् अहम् आगतवान् चायार्थं यदि भवान् चायं सम्यक् निर्माणं करिष्यति चेत् अहं शतं रूप्यकाणि दातुं शक्नोमि महोदय चिन्ता मास्तु शतं रूप्यकाणि निश्चयेन दास्यामि परन्तु भवान् सम्यक्तया निर्माणं कर्तव्यं स्निग्धं चायं भवेत् जलं अधिकं नैव स्थापयतु महोदय चायं आम् महोदय आम् महोदय महोदय चाय चाय अस्ति तस्य चायस्य चायेन सह किं किं सन्ति इदानीं भवतः पार्श्वे महोदय चायेन सह तु समे समोसाः सम्यक् भविष्यति महोदय एक एकं कार्यं करोतु महोदय चायं निर्माणं कृत्वा तद् उष्णम् उष्णं समोसाः अपि चायेन सह दातव्यं महोदय समोसा उष्णमस्ति वा बहुसमीचीनं महोदय अहं चायं ददातु चायेन सह समोसा अपि ददातु अहं शतं रूप्यकाणि चायस्य कृते दास्यामि यदि सम्यक् भविष्यति चेत् अन्यत् समोसा सम्यक् उष्णम् अपि भविष्यति चेत् समोसायाः कृते अहं पञ्चविंशतिः रूप्यकाणि निश्चयेन दास्यामि महोदय निश्चयेन महोदय इदानीमेव दातव्यं महोदय मम बुभुक्षापि अस्ति चायस्य महती इच्छापि अस्ति महोदय अस्तु महोदय धन्यवादः बहु बहुशोभनं धन्यवादः महोदय